सम्पादनकार्यं परिष्करणकार्यञ्च महता अवधानेन कर्तव्यं भवति तदर्थं केचन केषाञ्चनविषयाणां ज्ञानम् अपेक्षितं भवति व्याकरणादिज्ञानं तु महते उपकाराय भवति एकैकमक्ष् एकैकमपि अक्षरं सूक्ष्मेक्षिकया द्रष्टव्यं कुत्रचित् कश्चित् शब्दः साधीयानेव भवति तद्रूपं संस्कृते भवति परन्तु तद्रूपं सः शब्दः तत्र न योग्यः भवति एवमेव अर्थानुसन्धानेन विना परिष्करणकार्यं यदि क्रियते तदानीं दोषाः तत्र अवशिष्टाः भवन्ति तस्मात् सम्पादनावसरे परिष्करणे च अस्माभिः अर्थानुसन्धानपूर्वकतया सः ग्रन्थः अवलोकनीयः भवति स एव कश्चन क्रमः विना अर्थानुसन्धानं यदि ग्रन्थः परिष्क्रियते तदानीं दोषाः अवशिष्टाः भवन्ति यथामति प्रवर्तनन्तु भवति परन्तु तत्रापि अस्माभिः केचन विषयाः केषाञ्चविषयाणाम् अवगमने प्रयत्नोपि तत्र कर्तव्यः वर्तते तस्मिन् ग्रन्थे केचनविषयाः अस्माभिः एतावदवधि नाधिगताः स्युः ते वेिषयाः अस्माभिः अवश्यं ज्ञातव्याः ज्ञात्वा तत्परिष्करणे अस्माभिः प्रवर्तनीयम् इति